उत्तरभारतं तथा दक्षिणभारतं च अवश्यं सांस्कृतिकरूपेण भिद्यते भाषा अपि भिन्ना भवति उत्तरभारते तु आहारपद्धतिः सर्षपतैलस्य अधिकं प्रयोगं कुर्वन्ति भाषायां गमनीयः विषयः एतत् एतत् वर्तते यत् दक्षिणभारतस्य राज्येषु आधिक्येन भिन्नभिन्नभाषाणाम् अर्थात् तत्तत् राज्यस्य या भाषा तस्याः एव प्रयोगः सर्वैः क्रियते परम् उत्तरभारते आधिक्येन स्वराज्यस्य भाषायाः साकं राष्ट्रभाषा अर्थात् हिन्दी अपि भाष्यते इति विशेषः आहारे तु महत्तरया व्यत्यासः वर्तते उत्तरभारतीयः प्रातः उपाहाररूपेण आधिक्येन समोसा कचोरि इत्यादितैलपदार्थान् अधिवयेन खाद्यन्ते तथा अल्पोपाहारहारिणः जनाः इति दक्षिणेभ्यः भासते वायुगुणे अपि व्यस् व्यत्यासः वर्तते उत्तरभारते आधिक्येन उष्णप्रदेशाः वर् वर्तन्ते अन्यथा कालत्रयस्यापि अधिकः प्रभावः देहली इत्यादिनगरेषु द्रष्टुं प्राप्यते राजनीतौ महान् व्यत्यासः इति मह्यं न भाति परम् उत्तरभारतीयाः आधिक्येन कार्यं कर्तुं दक्षिणभारतम् आगमिष्यन्ति शिक्षणं सामान्येन अधुना सर्वत्रापि सम्यक् अस्ति इत्येव मम आशा ऋतु अनुपूर्णं वस्त्राणि उभयप्रदेशे धरन्ति